अहं चन्नैमध्ये वसामि अत्र अहम् एग्मूर् गौर्मेण्ट् लैब्ररि अस्ति तत्र गतवती किञ्चित् काले तत्र पठनमपि कृतवती चन्नै तिरुवळ्ळि केणिमध्ये कस्तूरिरङ्गन् ग्रन्थालयः इति एकः अस्ति तत्रापि अहं किञ्चित् कालम् गतवती इदानीम् तु तत्र प्रायः न गच्छामि यदा अहं मैसूर्नगरे पठितवती तदापि मानस गङ्गोत्रिमध्ये ग्रन्थालयः आसीत् तत्रापि पुस्तकानि स्वीकृत्य पठितवती आसम् मम गृहे तु अहं ग्रन्थालयं स्थापितवती मम समीपे वाणिज्यशास्त्रस्य पुस्तकानि संस्कृतपुस्तकानि संस्कृतभाषाविषये पुस्तकानि मम पुत्रस्य अपि बहु आसक्तिः अस्ति पठने तस्य पुस्तकानि एतत् सर्वम् अहं स्थापितवती तत्र अहं गृहे एकस्थाने कपाटिका स्थापयित्वा तत्र एकः क्रमः अस्ति बालानां कृते यत् पुस्तकमस्ति तत् एकत्र वाणिज्यशास्त्रस्य पुस्तकानि एकत्र अन्ये विषयाः कन्नडभाषापुस्तकानि तद् एकत्र पुराणानि श्लोकपुस्तकानि एतत् सर्वम् एकत्र तादृश अहं स्थापितवती इदानीं तु मम पुस्तकस्य विषये पठनविषये बहु आसक्तिः अस्ति मम पतिः पुत्रः सर्वे पुस्तकान् पठन्ति इति कारणेन इतोऽपि अधिकं स्थानं स्वीकृत्य तत्र पुस्तकान् स्थापयामः इति अस्माकं चिन्तनम् अस्ति गृहे तत् स् पुस्तकं स्थापयित्वा मम कुटुम्बजनाः वा अन्ये कोऽपि पठन्ति चेत् तेषां कृते अपि प्रदातुं प्रति स्वीकृत्यम् एतादृशा योजना अस्ति अहं तस्य विषये प्रयत्नमपि कुर्वती अस्मि पुस्तकानाम् आवलिः सिद्धं कृत्वा तत् कः स्वीकरोति कः ददाति एतादृशः अन्ये कुत्रापि पुस्तकाणि सन्ति चेत् तत्र क्रेतव्यं वा इति दृष्ट्वा तस्य अपि प्रयत्नं चलत् अस्ति